भारतदेशस्य अन्यान्यप्रदेशेषु संस्कृतभाषायाः सांस्कृतिकं भाषिकं च प्रभावं कीदृशः इत्युक्ते सांस्कृतं सांस्कृतिकं भाषिकं प्रभावं कथम् अस्ति इति सम्यक् न जानामि परन्तु संस्कृतभाषायाः प्रभावम् अस्ति संस्कृतं भाषायाः मातृभाषा अस्ति इदानीं कन्नडा इङ्ग्लीष् तमिलु तेलुगु मल्यालं कोङ्कणि इत्यादि भारतीयभाषासु संस्कृतभाषायाः प्रभावं सुतराम् अस्ति सर्वासु भाषासु उपयोगं भवति उदाहरणार्थं देवः देवः पूजा देवस्थानं मातुः पुण्यं पापम् इत्यादिकं एकमेव अस्ति कासुचित् भाषासु त संस्कृतम् तत्भव रूपम् अपि अस्ति कृतम् अस्ति अतः संस्कृतभाषायाः प्रभावं नितराम् अस्ति इति ज्ञायते